देशीयचिकित्सापद्धतिविषये तत्र भेदाः वर्तन्ते उदाहरणार्थं आयुर्वेदे पित्त उद्रेकस्य चिकित्सारूपेण तत्र तैललेपनादिकं कार्यम् इति ग्रन्थे निरूपितमस्ति किन्तु इङ्ग्लिष् मेडिसिन् मध्ये पित्त उद्रेकस्य ट्याब्लेट् स्वीकरणं करणीयम् इति ते उक्तवन्तः तस्मिन् विषये तत्र भेदं वर्तते केचन पद्धति आयुर्वेदपद्धतिः पद्धतयः केचन कार्यं करणीयम् इति उच्यन्ते केचन तानि न कार्याणि इति उच्यन्ते तत्र विप्रतिपत्तिः वर्तते